यदि अहम् अधिकदिनानि बहिर्गच्छामि चेत् पादपानां कृते परिवारस्य कृते सूचयामि जलं स सिञ्चनं कुर्यादिति पुनः परिवारेण सह बहिर्गच्छामि चेत् पार्श्वे विद्यमानस्य जनानां कृते अहं सूचनां दत्वा किञ्चित् परिरक्षणं कुर्यात् इति ध् धिया परिरक्षणं कुर्यादिति उक्त्वा पाय् जल जलसिञ्चनं कुर्यात् सर्वदा इति आग्रहः मम भवति तदा वदामि तथा रक्षणं करोमि सर्वदा इति